हरिः ओम् इदमिदानीमेव अहं राधानगरतः अगर्तला राधानगरतः नाम शेरोवलिपर्यन्तं गतवान् आसम् तत्र मम स्यूतः आसीत् ब्याग् तथा च पर्श् तत्रैव आसीत् एवं च मोबैल् यन्त्रमपि तत्रैव आसीत् अतः एव तत् कथं प्राप्तुं शक्यते म नाम इदमिदानीं यद् अहं यात्रां कृतवान् तस्य रेसिप्ट् संख्या अस्ति जीरो नैन् त्री फ़ैव् वन् अतः एव कृपया सूचयन्तु यदि प्राप्यते चेत् मम मोबैल् तथा च ब्याग् इत्यादिकं तत्सर्वं तत्रैव अस्ति कृपया सूचयन्तु